अस्माकं मातृभाषायां रामायणं महाभारत अनुवादः लभ्यन्ते रामायणमहाभारतौ समग्रं भारतं जानाति तत् सर्वभाषासु अनुवादः अपि लभ्यन्ते तदनुवादः लभ्यते चेत् एव अस्माकं ज्ञातुं अ सुलभतया भवति अनुवादः आवश्यकतः एव अ यत्किमपि ग्रन्थः चेत् अपि अन्यभाषा अस्ति चेत् वयं पठितुं कष्टं भवति अस्माकं मातृभाषा चेत् वाव् अस्माकं मातृभाषया अस्ति वयं तत् पठित्वा ज्ञातुं शक्यते इति आसक्तिः अपि भवति अस्माकं तेलुगु मध्ये रामायणं मूलरामायणम् अस्ति महाभारतविषये नन्नया तिक्कणा यरड प्रेगडा अनुवादः कृतवन्तः बहु सम्यक् अस्ति अस्माकं मातृभाषा पठितुम् आनन्दः अपि लभ्यते